गतमासे अहं जम्मूनगरं प्रति गतवती तत्र अहं शरद् ऋतोः कृते इलेक्ट्रानिक् ब्लेङ्केट् दृष्टवती अनन्तरं अहं आपणतः क्रीतवती यदा अहं गृहे अस्य प्रयोगं कृतवती तदा अनुभूतवती एषः सम्यक् प्रयोगः अपेक्षिताः सम्यक् प्रयोगेन विना अयं हानिप्रदः वर्तते शिशोः कृते अस्य प्रयोगः समीचीनं नास्ति यतोहि अयं विद्युतेन प्रचलति